योगासने मम प्रियतमः आसनः पद्मासनः तस्मिन् उ उशित्वा त त अस्माभिः ध्यानं सम्यक्तया कर्तुं शक्यते अत ये तत्र सुशुम्नादीनि सर्वे स् ए ए एकस्य एकस्थरे वा भविष्यन्ति अस्माकं पादानामपि किञ्चित् अभ्यासः भवति अत एव कः ध्यानसमये एकः सः पद्मासनम् एव सम्यक्तया कः उपयुङ्क्तव्यः इति मम मतिः